हा टकेट् टकेट् चीटिकां स्वीकरोतु चीटिकां स्वीकरोतु हा चीटिका कुत्र भगिनि कुत्र गन्तव्यमस्ति चीटिकां स्वीकरोतु सोलापुरनगरं वा भगिनि एषः वाहनं सोलापुरं न गच्छति एतत् वाहनं गुलबर्गापर्यन्तं गच्छति भवती अस्मिन् बस्से किमर्थम् आगतवती बस् न गच्छति अत्र एवं वा पू प पुरतः तस्य बोर्ड् आसीत् भगिनि न दृष्टवती वा हा भवती पठितुं न शक्यते हा हा भवती पठितुं न शक्यते वा तर्हि एषः ब एषः वाहनं गुल्बर्गापर्यन्तं गच्छति अवतीर्य तत्र प्लाट्फार् नम्बर् अष्टमध्ये तत्र गच्छतु तत्र सोलापुरनगरगमनवाहनं तत्रत्य स्थगनं करोति तत्र गच्छतु भगिनि अत्र मास्तु अन्यमार्गे अस्ति दूरं नास्ति अत्रैव समीपे अस्ति इदानीम् अत्र अवतीर्य एकं शतपावलम् अग्रे गच्छतु गत्वा वाममार्गे ग गच्छति चेत् तत्र तिष्ठतु कस्यापि पृच्छतु भवती न पठितुं शक्यते चेत् पृच्छतु आगच्छति सोलापुरवाहनम् आगच्छति

यद्यपि अनिवार्यमस्ति ए एषः बस्तु गल्बर्गानगरं गच्छति भवती अनिवार्ये अवतीर्णमस्ति अवतीर्य कस्यापि सहाय्यं स्वीकृत्य किञ्चित् अग्रे गच्छतु वाहनं तत्र आगच्छन्ति अन्ये भिन्नभिन्न वाहनं भवति पृष्ट्वा एव गच्छतु सोलापुरनगरं वाहनम् हा अनिवार्यमस्ति एतत् वाहनं तु न गच्छति एव हा अनिवार्यमस्ति अस्तु हा अवतरतु सावधनेन अवतरतु लगेज् स्वीकृत्य सावधानेन अवतरतु आम् आम् अस्तु आ आम् अस्तु अस्तु अस्तु सावधानेन गच्छतु सावधानेन अवतरतु हा लगेज् स्वीकृत्य गच्छतु हा अस्तु राम राम हा अस्तु अग्रे अग्रे चीटिकां स्वीकरोतु हा अस्तु